हरिः ओम् अहं सहना इति अहं पत्रकर्त्री अस्मि मया अयं विचारः विज्ञातः वर्तते भवतां गुरुकुले वार्षिकोत्सवकार्यक्रमः जायमानः इति तत्र पत्रकर्त्री अहं किञ्चित् विषयान् केचन विषयान् ज्ञातुमिच्छामि विज्ञापयन्ति वा अत्र वार्षिक वार्षिकोत्सवे के विचाराः सन्ति अथवा के विशिष्टविचाराः सन्ति तान् यदि भवन्तः अस्माकं सूचयन्ति तर्हि अस्माभिः पत्रे तस्य प्रसारणं कर्तुं शक्यते येन च गुरुकुलस्यापि जनेभ्यः परिचयः भवति कृपया सूचयन्तु हा हा हा ओ एवं

हा हा हा हा

ये वार्षिकोत्सवकार्यक्रमस्य कानिचन चित्राणि भवन्ति चेत् यदि तानि चित्राणि प्रेषयन्ति तर्हि तान्यपि प्रकाशयितुं शक्यते तथा प्रेषयितुं शक्यते वा हा अस्माभिः सूच्यते तत्र प्रेषयन्ति चेत् तेन अस्माकं वार्तायाः प्रसारणे किञ्चित् साहाय्यं भवति एवमेव छात्राणां यदि कथालेखन अभ्यासः कवनरचनाभ्यासः वर्तते तत्र यदि कथा रचिता अथवा कवनानि कवनाश्च रचिताः सन्ति तर्हि तान् यदि प्रेषयन्ति तान्यपि प्रकाशयितुं शक्यते हा बहु सन्तोषः पुनः विशेषः कश्चन वर्तते पुनः छात्राः कति सन्ति गुरुकुले हा ते किम् अध्ययनं कुर्वन्ति ओ एवम्